मम दूरभाषणम् अथवा मम लाप्टाप् इति ते तेषु समस्या अस्ति चेत् परिहारार्थं प्रथमम् अहं मम गृहे एव मम पुत्राणाम् अथवा मम गृहे एव ज्येष्ठाः सर्वे सन्ति तेषां कृते तस्य चर्चाम् अहं करोमि अनन्तरं मम मित्रैः सह मित्रैः सह तस्य चर्चां किञ्चित् स्पष्टतया समस्या का इति विवृणुतया सावधानतया तस्य च चर्चां कृत्वा अहम् आपणम् अन्वेष्य आपणस्य अन्वेषणम् करोमि अनन्तरम् उत्तमम् आपणम् आपणम् आपणं प्रति मम लाप्टाप् अथवा मम जङ्गम दूरवा दूरवाणीम् उत्तमम् आपणाय अहं दत्वा अनन्तरं मूल्यं किञ्चित् मूल्यमपि चर्चाम् उत्तमरीत्या चर्चां कृत्वा एव अहं ददामि